नमस्ते आं भगिनि कथमस्ति आम् इदानीं सम्यक् अस्ति वा दिनचर्या दिनचर्या सम्यक् चलति वा दिनचर्या सम्यक् चलति वा एवम् एवं किमर्थं किमर्थं कुत्रापि विवाहं गतवती वा

एवं वा चिन्ता मास्तु चिन्ता मास्तु एकम् इदानीं तु किञ्चित् नारिकेलजलं खादतु तदनन्तरं लवणं न्यूनम् इति किञ्चित् दध्यन्नम् एव इतोपि तैल ब भक्षणं किमपि न खादतु नव लवणं न्यूनतया स्वीकृत्य दधि अन्नं खादतु नारिकेलजलं यद्यपि खादति तद् उत्तमम् एव किञ्चित् विरामे अस्तु कार्यं न करोतु गृहे कार्याणि न करोतु न न दा अद्य एव विरामं स्वीकरोतु गृहे एव किञ्चित् रेस्ट् करोतु क खादनम् एव किञ्चित् जाग्रतया जागरूकतया खादतु मेडिसिन्स् अपि अहमिदानीं प्रेषयामि किं किं च् व् ग खादव्यम् इति अहं प्रेषयामि लिस्ट् तद् फ़ार्मसि द्वारा स्वीकृत्य तदेव खादतु तदनन्तरं विरामे अस्तु द दध्यन्नं तदनन्तरं किञ्चित् वा हा आमामां तद् उत्तमम् उत्तमम् एव आम् उत्तमम् उत्तमम् एव तदनन्तरं ब् फ़ार्मसि द्वारा स्वीकृत्य मेडिसिन्स् खादतु अस्तु भवत्याः उदरे इदानीं किञ्चित् ब क्लेशः भवति इति कारणेन जागरूकतया या स्थित्वा पश्यतु द दिनद्वयं पश्यतु यत एत अथवा आगच्छतु अहं साक्षात् पश्यामि किम् इति एक्स्रे स्क्यान् इति आवश्यकं चेत् तद् स्वीकृत्य पश्यामः किम् इति तदनन्तरं वदामि अस्तु

आम् आम् आमां तदेव तदेव पश्यामः दिनद्वयं पश्यामः तदनन्तरं किं कर्तव्यमिति चिन्तयामः अस्तु भगिनि अस्तु धन्यवादः